अहं कागदेपि लिखामि टैपिङ्ग् अपि करोमि तदा मोबैल् मध्ये टैपिङ्ग् अपि करोमि एषु दिनेषु लेखनं परिवर्तनम् अभवत् तत्र वयोधर्मः अपि अस्ति एवमेव भवति परिवर्तनम् अपि अभवत् तावदेव